उद्यानकार्ये अहं कर्तर्याः उपयोगं करोमि तत्र पाटलपुष्पस्य अथवा पाटलसस्यस्य कर्तनसमये तस्य उपयोगः भवति पुनः जलसेचनार्थं जलनिसेचनी तथा औषध सेचनार्थं च औषधनिषेचन्याश्च उपयोगं करोमि